अस्माकं सांस्कृतिकपरम्परा न केवलं निनादरूपेण रक्षितुं शक्या अपि तु श्रद्धया अध्ययनेन अनुसरणेन अनुष्ठानेन च परम्परा रक्ष्यते तदर्थम् उभयोः पार्श्वयोः एकस्मिन् पक्षे श्रद्धया अनुष्ठातारः अपेक्षिताः अपरस्मिन् पक्षे लोके तस्य प्रसारः यदा यथा भवेत् तथा कार्यकर्तारः अपि अपेक्षिताः तदर्थम् अन्तर्जालस्य अत्यधिकम् उपयोगः कर्तुं शक्यः लोके इयं परम्परा न कस्मादपि मूढाचारादुद्भूता अपि तु अत्यन्तं वैज्ञानिकी जीवनसार्थक्याय मार्गं दर्शयितुम् उत्तमा परम्परा इति भावना जागरितव्या